शास्त्राध्ययनात् पूर्वं छात्रेण आदौ तत् शास्त्रसम्बन्धितः सामान्यः परिचयः प्राप्तव्यः एवं च तस्य उत्तम श्रवणकौशलस्य विकासः कारणीयः येन शास्त्राध्ययने तस्य किमपि समस्या न भवेत् अध्ययनकाले च तस्य सम्पूर्णमानसिकी तत्र स्थितिः सम्यक् भवितव्या विचाराश्च सम्यक् तत्र प्रतिपादितव्याः एवं च गुरुभिः अथवा तत्र आचार्यैः यत् पाठिय पाठ्यते तस्य सम्यक्तया तस्य एव तस्याः शैल्या एव अध्ययनं करणीयम् एवं च तत्र यस्य शास्त्रस्य या शैली या रीतिः वर्तते तस्य सम्यक्तया अनुपालनं कर्तव्यं येन एव शास्त्राध्ययने तस्य रुचिः अपि भविष्यति एवं च तस्य शास्त्रस्य वास्तविकं गूढतमं ज्ञानमपि तेन प्राप्ति प्राप्तुं शक्यते सः प्राप्तुं शक्नोति इति तत्र सामान्यतया केचन नियमाः अथवा तत्र ग्रन्थस्य सम्यक् अध्ययनं तपश्च करणीयम्